कदापि जीवने त्वम् एकं प्रधानं निर्णयं स्वीकुर्यात् इति समयः आपणिकः वा तदा कथं व्यवहरति कस्य अभिप्रायं स्वीकरोषि कदापि जीवने त्वम् एकं प्रधानं निर्णयं स्वीकरोतु इति समयः आवयितं वा आवयितं परन्तु अहमेव इदानीं स्वीकुर्वन्नस्मि तदा कथं व्यवहारं करोषि सम्यक्तया एतत् समीचीनतया व्यवहारं करोमि तदा कस्य अभिप्रायं स्वीकरोषि तदा अहं प्रथमतया मम पितुः तथा मातुः अभिप्रायं स्वीकृत्य एतत् कार्यं करोमि अनन्तरम् अन्यैः सह मित्रैः सह वा सम्भाषणं कृत्वा तस्य परिहारं कर्तुं प्रयतामहे इति अभिप्रायं स्वीकरोमि